अहं गीतगानात् पूर्वम् एकवारं सर्वाणि शब्दानि एकवारं श्रद्धया पठामि एकेका भाषा अस्ति खलु तत् भिन्नं भिन्नम् एकवारं पू पूर्वं पठामि एकवारम् पूर्णतया पठामि शब्दाः किं किम् अस्ति इति पठामि अनन्तरम् एकवारं गीत्वा शृणोमि कथमस्ति इति शृणोमि वार्ता कथमस्ति इति शृणोमि अनन्तरम् गीतं गायामि